अहं तु वैयक्तिकजीवने पौरोहित्यं कुर्वन्नस्मि तन् तद् उद्योगे विरामः अतीव वर्तते एतत् शून्यमासः इति उच्यते किल तथा पितृपक्षः इति उच्यते किल तदा आशाडः इति आगच्छति किल तस्मिन् समये अस्माकम् अतीव विरामः भवति तदा वयं चारणं गन्तुं तदा तस्मिन् समये एव विरामसमये एव अहं चारणं कर्तुं गच्छामि तत्र चारणगमने गमनेन अस्माकं वैयक्तिकं तथा व्यावहारिकं जीवने किमपि किमपि व्यत्यासः न भवति व्यत्ययः न भवति यतः चेत् अहं तु वैयक्तिकजीवनं व्यावहारिकजीवनं जीवनस्य साकमेव चारणमपि अस्माकं व्यासः कृतवन्तः अहं अभ्यासम् इति मत्वा तत् अपि योजितवन्तः अतः एतत् चारणविषये अस्ति मम आसक्तिः न न विश्रान्तिः आसक्तिः न विश्रान्तिः आसक्तिः आसक्तिः न विश्रान्तः अत्र चारणं वैयक्तिकजीवनं व्यावहारिकजीवनम् एवं सम्मेलयित्वा अहं जीवनं जीवननिर्वहणं करोमि परिवारे सहानुभूतिः अस्ति ये ये किञ्चित् किमर्थं चेत् एते अन्यत्र कुत्र न विहारार्थम् उल्लासं विहारः विहरणार्थं तथा विलासार्थं न गच्छ गच्छति इति ते तैः ते तैरभिप्रायः वर्तते अतः एते गच्छन्ति चेत् यत्किञ्चित् श्रमः श्रमेणैव चारणं कुर्वन्ति तथा पुण्यभूम्यां ते ये यत् साधुसन्तवः यद् ये ये मार्गे चरन्ति तत्रैव ते अपि गच्छन्ति इति मत्वा अस्माकं प्रोत्साहं कुर्वन्ति अस्माकं प्रोत्साहं कुर्वन्ति अतः सहानुभूतिः वर्तते एव तस्मिन् विषये तेऽपि तेन सह कुटुम्बिकैः सह अपि अहं चारणं कृतवान् कृतवान् तत्र तेषां सहकारः अतीव वर्तते खाद्यम् उपहारः उपहारः चारणविषये तथा सज्जीकरणविषये तथा आहारसज्जीकरणविषये तथा अस्माकं यात्रा सामग्रीणां सङ्कलनसमये तेषां सहकारः अतीव वर्तते अतः तेषां सर्वं सज्जीकृत्य अहं तेषां सहकारेणैव चारणार्थं गच्छामि तत्र वैयक्तिकजीवने व्यावहारिकजीवने चारणं चारणेऽपि किमपि न व्यत्ययः भवति